लो हा नमो नमः हा हा अहं भेल् पुरि कत्तस्य स्टाल् करोमि यत् परं तत्र धनमेव नास्ति अन्यत् परिश्रमः अपि अधिकः अपेक्षितः भवति न कोऽपि खादति अपि न अत अत एव मया मोमोज् इत्यस्य कृतम् अरे भवान् स्वीकरोतु एकं मोमोज् भवान् खादतु बहुसम्यक् अस्ति खादतु तो अरे एकं स्वीकरोतु खादतु पुनः अहं वदामि स्वीकरोतु एतत् अधुनाहं वदामि हा हा गृह्णातु सम्यक् अस्ति अरे सम्यक् अस्ति एतदर्थं तु मया अस्य स्टाल् कृतं भोः एतत् एतस्य निर्माणस्य विधिः बहु सरला एव अस्ति एवं तत् आम् मातरं वक्तव्यम् एवं भवति यत मुञ्जनं भवति अन्यत् पत्तागोभी इति भवति अस्माकं पुनः किं शिम्लामरीचिकं भवति एतादृशाः शाकाः भवन्ति पुनः तेषां लघु लघुकर्तनं कृत्वा पुनः मसाला मसाला तस्य निर्माणं क्रत् कर्तव्यमस्ति प्राक् तर्हि तस्य एक कर्तनं कृत्वा लघु लघु अन्यत् तत्र भर्जनं भवति न तैलं तत्र भर्जनं कर्तव्यं अन्यत् यत् मैदा भवति तस्य सम्यक्तया गुन्थनं कर्तव्यं अन्यत् पुनः यथा वयं मोदकस्य निर्माणं कुर्मः तथा एव मस् मसाला अपि तत्र अभ्यन्तरे सम्यक्तया पूरि पूरितव्यं यथा सम्यक्तया पूर्णं पूरितं भविष्यति तदा तद् भवति एतत् एतस्य पाचनं वाष्पस्य उपरि भवति तर्हि वाष्प यथा भवति न वाष्प तत्र स्थापित स्थापितव्यं न तत्र सम्यक्तया पाकः भविष्यति यदि भवान् फ़्रैड् मोमोज् भोक्तुम् इच्छति तर्हि तु अहं फ़्रै फ़्रै अपि कर्तुम् अर्हति अन्यत् साधारणतया भोक्तुम् इच्छति तर्हि तत् चट्नी अ अस्य उपसेचनमपि भवति उपसेचन मध्ये उपसेचनस्य निर्माणं अं कथं भवति लशुणस्य उपसेचनं भवति तत्र लशुणस्य किञ्चित् बारीक् बारीक् कर्तनं कृत्वा पुनः जम्बीरफलं भवति न अस्यापि आं तस्यापि रसम् अपेक्षितं भवति एतस्मिन् तदपि पुनः यत्तु रक्तमरीचिका भवति तिक्तं भवति भोः तदपि अत्र प्रक्षेपणीयम् अन्यत् लवणं मरि अन्यत् एतत् सर्वं निर्माय तस्य लशुणोपसेचनस्य अपि निर्माणं भवति पुनः भवान् खादिष्यति अरे बहुसम्यक् भवान् खादति कथमस्ति अधुना अरे आगमिष्यति वा एवं तु मया स्टाल् न स्थापितं न एवमेव तु स्थापितं मम मया स्टाल् त् विक्रयम् अधिकमस्ति अरे एतत् यथा निर्माणं कुर्मः न वाष्पस्य उपरि पुनः यद् उपसेचनं भवति तद् तदेव तु पृथक् अस्ति न तद् बहुसम् सम्यक् अस्ति भो भवान् भवान् खादितवान् इदम् अरे मातरं पश्चात् वदतु भोः प्राग् मम् समीपे खादतु भवान् प्रथम् मम् समीपे भुक्तवान् मातरस्य मातरं वदिष्यति मातरं तु प्रथमतया निर्माणं करिष्यति एतावत् स्वादं तत्र न आगमिष्यति यथा ममास्य आम् दश रूप्यकाणि एव अधिकं नास्ति आम् दश रूप्यकाणि आम् भवान् अन्यत् भवान् एवं तु नास्ति दश रूप्यकाणि भ भवान् कृते करिष्यामि भवान् मम पुरातनग्राहकः कृते भोः आम् आगन्तव्य तर्हि भोजनार्थंम् अग्रिमवारे अपि आं धन्यवाद तर्हि भवतां